प्रतिदिनं महिलाः समस्याः सम्मुखीकुर्वन्ति एव गृहे ताभ्यः गृहकार्यं करणीयं भवति यदि ते बहिर्गत्वा कार्यं कुर्वन्ति तर्हि गमनात्पूर्वं गृहे कार्यं कृत्वा बालौ सर्वं विद्यालयं प्रेषयित्वा ता तेषां सिद्धतां सर्वं कृत्वा अनन्तरं तेभ्यः बहिर्कार्यार्थं गमनीयं भवति एतादृश्याः समस्याः सम्मुखीकुर्वन्ति एवञ्च गतेषु वर्षेषु भारतीयसमाजे महिलानां पात्रं बहु परिवर्तितम् अस्ति बहुषु विषयेषु ते इदानीं वैमानिकक्षेत्रे अपि भागं ग्रहीतुं शक्नुवन्ति तत्रापि उद्योगं कर्तुं शक्नुवन्ति एवं च यानचालनम् एवम् अन्यान्य विज्ञानक्षेत्रेषु तथा शासनक्षेत्रेषु सर्वत्र ते इदानीं भागं गृह्णन्ति एवं रूपेण बहु परिवर्तिमस्ति भारते शिक्षणे तथा कार्यक्षेत्रे महिलाभ्यः समानकास समान अवकाशः साम्प्रतमस्ति एव पुरुषाणाम् अपेक्षया महिलाः एव बहु बुद्धिमताः भवन्ति अतः तेभ्यः अधिक अधिक अवकाशाः लभ्यन्ते एव ताः इदानीं बहुषु क्षेत्रेषु शिक्षणक्षेत्रेषु वैज्ञानिकक्षेत्रेषु वैमानिकक्षेत्रेषु एवं च अध्यापनक्षेत्रेषु अपि ते सम्यक्तया भागं गृह्णन्ति तेभ्यः बहुत्र बहु अवकाशाः मिलन्ति एव